नमस्ते महोदयाः अहं फ़्लैट् टिकेट् बुक् कर्तुं इच्छामि अहं बेङ्गळूरु नगरतः काशीम् प्रति रिसेर्वेशन् कर्तुं इच्छामि तद्विषये किञ्चित् वद अत्र मूल्यस्य विषये किञ्चित् वक्तुं शक्यते वा अत्र रिसेर्वेशन् क्यान्सलेशन् विषये किञ्चित् वक्तुं शक्यते वा अस्तु महोदय धन्यवाद

अत्र दर विषये किञ्चित् वक्तं शक्यते वा बेङ्गळूरुतः काशी अस्तु महोदय